आम् अहं ध्यानं तथा प्राणायामं च प्रतिदिनं करोमि अस्माकं छात्रावासे प्रतिदिनं प्रातः एकघण्टां यावत् योगाभ्यासः भविष्यति योगाभ्यासे ध्यानस्य तथा प्राणायामस्य बहु महत्वं वर्तते प्राणायामकरणेन मनसः एकत्रिकरणं बहु सुलभं तथा चित्तस्य अपि एकत्रिकरणं बहु सुलभं भविष्यति अतः प्राणायामःप्राणायामः तथा ध्यानम् अस्माकं जीवने बहु मुख्यानि कार्याणि भवन्ति तत्र प्राणायामे अपि बहवः प्रकाराः सन्ति तथा अस्माकं जीवने योगाभ्यासे त तथा योगाभ्यासे च प्राणायामः तथा ध्यानञ्च बहु मुख्यानि कार्याणि योगाभ्यासे अन्त्ये अस्माकं कृते प्राणायामं कारयिष्यन्ति तथा ध्यानञ्च यतोहि यदा वयं प्राणायामं कुर्मः तदा श्वासस्य दीर्घचलनेन अस्माकम् आयुः अपि वर्धते अतः प्राणायामः तथा ध्यानञ्च बहु मुख्यानि इत्येव मन्यन्ते योगाभ्यासे तथा यदा छात्राणां जीवने योगाभ्यासः योगाभ्यासकरणं बहु आवश्यकं तथा च प्राणायामः अपि बहु आवश्यकम् तथा ध्यानकरणेन छात्राणां जीवने पठने च बहु उपयोगाय भवति यथा तथा च पठनम् अपि बो बहु बहु सुलभं भविष्यति यतोहि चित्तस्य एकत्रिकरणं सुलभं नास्ति इदानीन्तनकाले अपि तत्र पठने बहवः डिस्ट्र्याक्षन्स् भविष्यन्ति अतः तद् वारयितुं ध ध्यानं तथा प्राणायामः प्राणायामः करणेन तद् दिश् डिस्ट्र्याक्षन्स् वारयितुं बहु सुलभं भविष्यति अतः ते बहु मुख्यानि इति मन्यन्ते